रेल्यानस्य विषये वक्तुम् अहं शक्नोमि एवं च अहं रेल्यानेन प्रवासोपि कृतः यतोहि अहं प्रतिग्रीष्मावकाशेसु इतः तिरुपतितः विशाकपट्टनम् एवं च देहली इत्यादि इत्यादि इत्यादि रेल्स्थानकानां प्रति गमनं तु भवत्येव परम् इतः तिरुपतितः गन् गमनसन्दर्भे तावत् रेल्यानस्य आरक्षणचीटिकां तु प्राप्नोमि सं समीचिनरीत्या तथापि प्रत्यागमनसन्दर्भेषु यतः यतः वा आगच्छामि तत्र रेल्यानस्य आरक्षणचीटिकां प्राप्तुं बहु कष्टम् अनुभवामि एवम् इतः तिरुपतितः यदा विशाखपट्टनं गच्छामि तत्र इतः चीटिकां तु प्राप्य गन्तुं शक्नोमि रेनुगुण्टा एवं विजयवाडा इत्यादि मार्गे मार्गेण विशाकपट्टने यदा अवतरामि अवतरनात्परं कदाचित् पञ्चमे वा दशमे वा रेल्स्थानके सः प्लाट्फार्म् उपरि स्थापयति रेल्यानं ततः ग्रामान्रम् आगन्तुं बहु कष्टम् अनुभवामि एवं मम रेल्यानेन प्रवासस्य विषये किञ्चित् वक्तुं शक्नोमि